अन्यभाषातः संस्कृतं प्रति किञ्चित् क्लेशकरम् एव तथापि कथा कथनानि इत्युक्ते यदि तेलुगुभाषातः संस्कृतं प्रति कथा कथनम् अनन्तरं श्लोककथनं एतादृशानि कार्याणि कृतानि तदर्थं तथादयः अहं तु संस्कृतात् तेलुगुभाषां प्रति इत्युक्ते संस्कृते विद्यमानाः श्लोकाः वा भवतु नास्ति चेत् कथाः भवन्ति तादृशकथाः वा भवन्तु अन्यभाषां प्रति हिन्दिभाषां प्रति तेलुगुभाषां प्रति कन्नडभाषां प्रति एवम् अनुवादाः च कृतवन्तः परम् अन्यभाषातः संस्कृतं प्रति काश्चन कथाः इत्युक्ते तेलुगुभाषायां वेमनशतकम् इति सुमदिशतकम् इति शतकानि भवन्ति तादृशशतकेषु विद्यमानान् विषयान् संस्कृतं प्रति नेतुं किञ्चित् कार्यं कृतवानस्मि परम् अधिकतया तु संस्कृते विद्यमानाः पञ्चतन्त्रं वा सुभाषितानि वा संस्कृते ये विद्यमानाः सन्ति तादृशानि स्वीकृत्य तेलुगुभाषां प्रति तेलुगुजनान् प्रति वक्तुम् अहं संस्कृतात् तेलुगु पर्यन्तम् अनुवादः कृतः